मम प्रदेशे ग्राम्यसमुदाये सफलव्यापाराणां विषये वक्तव्यं चेत् कृषकाः स्वकृषिक्षेत्रे शाकादीन् वर्धयन्ति तस्य वर्धनं कृत्वा तस्येव व्यापारं कुर्वन्ति येन च तेषां लाभः भवति अपि च स्वावलम्बिजीवनोपि भविष्यति तेन तथा च कदली फलस्य व्यापरः मम प्रदेशे प्राफुल्येन वर्तते तत्र ये व्यापारकाः भवन्ति ते कृषकाणां क्षेत्रं गत्वा ततः कदलीफलस्य क्रय विक्रयणाधिकं सर्वं कुर्वन्ति एवमेव मम प्रदेशे नारिकेलफलस्यापि व्यापारः प्राफुल्येन वर्तते तत्र गृहे गृहे गत्वा व्यापारिणः ये भवन्ति ते कृषकाणां सकाशात् कदलीफलान् अथवा नारिकेलान् स्वीकृत्य तत्र ग्रामे ग्रामे गत्वा तस्य क्रयणाधिकं सर्वं कुर्वन्ति येन तेषां किम् महती सहायः भवति एवमेव एतादृशाः अनेके सफलव्यापाराः अस्माकं प्रदेशेषु क्रियमाणाः वर्तन्ते